सम्यक् परिष्कृतं शुद्धं व्याकरणेन संस्कृतं संस्कारितं संस्कृतम् इति कथ्यते संस्कृतं नाम संस्कृतभाषायाः वैशिष्ट्यं किम् इत्युक्ते वस्तुतः संस्कृतभाषा देवभाषा वर्तते नाम सर्वं सर्वासां भाषाणां जननी संस्कृतभाषा एव वर्तते विज्ञानविषयाः अपि संस्कृतभाषायामेव वर्तन्ते तत्र कथम् इति संस्कृतभाषा कथं कथं प्रधानम् इत्युक्ते इदानीं कानिचन बालाः कानिचन क्लिष्टानि पदानि वक्तुम् असमर्थाः भवन्ति ते प्रतिदिनं संस्कृतश्लोकानाम् उच्चारणेन उत पठनेन तेषाम् उच्चारणकौशलवृद्धिर्भवति पुनः भाषाशुद्धिर्भवति एतदपि भाषाशुद्धिर्भवति इति वैज्ञानिकरीत्या वैज्ञानिकरीत्या प्रतिपादितं वर्तते अतः संस्कृतभाषा संस्कृतभाषा बहु महत्त्वमेव वर्तते संस्कृतभाषायाः महत्त्वमेवं वर्तते कथम् इत्युक्ते व्याकरणं विज्ञानं ज्योतिष्यम् इत्यादिशास्त्राणां विस्तृतपरिचयः संस्कृतभाषायामेव वर्तते नाम इदानीं यत् किमपि आविष्कारः भवतु भवतु अथवा यत् किमपि लोके कुर्वन्ति चेत् तत् सर्वादौ संस्कृतभाषायामेव उल्लिखितं भवति तद् दृष्ट्वैव एते वैज्ञानिकाः विज्ञानिनः एतस्य अनुसरणं कुर्वन्ति अतः देवभाषा संस्कृतभाषा इति उच्यते सर्वासां जननी संस्कृतभाषा वर्तते देववाणी गीर्वाणी इत्यादिनामन्तराणि सन्ति संस्कृतभाषायाः